मम क्षेत्रस्य एम् एल् ए मु सञ्जयः मुकुन्दः केल्करः अस्ति मम संवादः तैः सह न जातं जातं परन्तु अहं तेषां विषये बहु श्रुतवती सः सः तस्य गणः तस् तस्य सङ्घः जनाः विभिन्नेषु क्षेत्रेषु गत्वा उत्तमानि कार्याणि कृतवन्तः कृतवन्तः अस्माकं क्षेत्रे पूर्वं जलविषये बहु क्लेशः आसीत् परन्तु सः आगत्य सम्पूर्णं समीचीनं कृत्वा जलस्य विषये स् समस् समस्याः जल जलस्य समस्याः निष्कासितवान् निष्कासितवान् पुनः अग्रिमवर्षे अपि सः एव एम् एल् अ एम् एल् ए भवेत् इति मम आशा तस्य सङ्घः सङ्घः यदा यदा किमपि योजना वा कार्याणि योजयन्ति तद् सर्वं जनस्य कल्याणविषये एव चिन्तनं कृत्वा ते आयोजनम् आयोजनं कुर्वन्ति अतः तेषां यः सङ्घः अस्ति पुनः ते अपि बहु समीचीनम् उत्तमं कार्याणि कार्याणि कृतम्